स्वच्छभारतं स्वच्छभारतम् इत्युक्ते सर्वत्र सर्वत्र स्वच्छता आवश्यकी इति स्वच्छभारतकार्यक्रमः अत्र अस्माकं ग्रामे अपि प्राचलत् तत्र कोणन्दूरुग्रामपञ्चायत् सदस्यानां च तत्र अधिकारिणः तद् अस्माकं गृहे आगत्य स्वच्छभारतस्य आवश्यकता किमर्थम् इत्युक्ते ते सर्वे जनाः एकं मार्गदर्शनं दत्तवन्तः स्वच्छता अस्ति चेत् तत्र रोगरुग्णाः नास्ति तदर्थं सर्वेषां कृते तत्र स्वच्छताम् आवश्यकता नरेन्द्रमोदि महोदय भारतस्य जनस्य आरोग्यं दृष्टिः मध्ये स्थापयित्वा एतद् आरोग्यमेव तत्सर्वे जनाः गन्तुम् एतत् स्वच्छताकार्यम् आवश्यकम् इति एतत् कार्यं कार्यमपि ते आरम्भं कृतवन्तः भारतदेशमध्ये एतत् जनाः

सर्वत्र स्वच्छतां करणीयमिति तत्र एकं किम् इत्युक्ते सङ्कल्पं कृत्वा एतत् स्वच्छता भारतं मध्ये कार्यं कृत्वा अस्ति उदाहरणम् इत्युक्ते अस्माकम् अस्माकं गृहमध्ये किञ्चित् किञ्चित् स्वच्छता स्वच्छतां नासीत् पूर्वे इदानिम् एतत् कार्यक्रमं अनन्तरम् एव सर्वे वयं सर्वे जनाः गृहस्य सर्वे सदस्याः सदस्याः मिलित्वा एतद् स्वच्छताकार्यं कृतवन्तः तत्र अनन्तरम् एकं लोकयानं बस् स्टाप् लोकयानं स्टाप् अस्ति तत्र स्वच्छता न आसीत् वयम् अस्माकं गृहं च अन्यजनाः मिलित्वा स्वच्छतां कृतवन्तः इदानीमपि अतीव स्वच्छः लोकयानं लोकयानं स्टाण्ड् बस् स्टाण्ड् इति फलकमपि स्थापयित्वा तद् इदानीं सम्यक् अस्ति अनन्तरं वयं तत्र आस्पत्रे हास्पिटल् मध्ये गत्वा तत्र स्वच्छताकार्यमपि वयं कृतवन्तः इदानीम् आस्पत्रे चिकित्सालयम् अपि सम्यक् अस्ति स्वच्छतामपि अस्ति तदर्थं वयं सर्वे जनाः स्वच्छता विषयेन प्रथमम् अद्यतनं दत्वा स्वच्छतां करणीयम् इति अस्माकं सङ्कल्पः एतदेव अनन्तरं वयं सर्वे जनाः तत् शालायां गत्वा शाला मध्ये तत्र स्वच्छता कार्यमपि वयं कृतवन्तः तत्रापि स्वच्छता अस्ति तत्र रोगरुग्णः किञ्चिदपि नास्ति